महाकविबाणभट्टः संस्कृतगद्यसाहित्ये दण्डीसुबन्ध्वोः अनन्तरं सुविख्यातः कविः वर्तते अयं बाणभट्टः किमर्थं गद्यकाव्ये एवं प्रसिद्धः इदं स्थानं प्राप्तवान् नाम तस्य एवं कादम्बरी इति कृतिः वर्तते तत्र इदं गद्यकाव्यं विद्यते तत्र जीवनमूल्यान् सः विवरणपूर्वकं सः उक्तवान् तथा इतोऽपि इदम् अस्ति यथा काव्येषु कालिदासः आरम्भे आयाति तथा गद्यकाव्येषु अयं बाणभट्टः आयाति सः प्रत्येकस्मिन् तस् कृतिषु जीवनमूल्य आधारजीवनयापनविषये विस्तारतया उक्तवान् अस्ति